अहं पूर्वे चिन्तितवान् यत् अहं पाककलायां निपुणः अस्मि किमपि वा नूतनतया निर्माणं कर्तुं शक्नोमि कुत्रापि बृहद्नगरे गत्वा किञ्जिद् आपणं स्थापयामि चेत् धनार्जनं कर्तुं शक्नोमि इति अहम् उद्योगेन उद्योगरीत्या अहं पाककलां स्वीकर्तुम् इच्छामि स्म तदानीं मम परिवारजनाः उक्तवन्तः यदि तत्र भवतां नैपुण्यमस्ति किन्तु जनाः इच्छन्ति चेत् भविष्यति उत्तमरीत्यागच्छति किन्तु यदि तत्र बृहत् नगरे मा भवता साकम् अन्येपि आपणं स्थापयन्ति तदानिं काम्पिटेशन् भविष्यति तदानीं क्लेशः इदानीम् कृषिभूमिः अस्ति अस्माकं तत्रैव कार्यं कुर्वन्तु नो चेत् वैदिककार्यमस्ति तत्र गत्वा वैदिककलां प्रदर्शयन्तु पाककला अस्माकं पुरुषाणां कृते नास्ति यदि अस्ति तर्हि गन्तुं शक्नोति भवतामिच्छा इत्युक्तवन्तः